संस्कृतवाङ्ग्मये मम अत्यन्तप्रीतियुक्तः कविः वर्तते कविकुलगुरुः कालिदासः अयञ्च महान् कविर्वर्तते यतोहि कालिदासस्य कृतिषु लेखनशैली वर्णनशैली विषयस्य उपस्थापनादिकम् अत्यन्तं सुन्दरं मनोहरञ्च भवति येतस्य काव्येषु यदि परिशीलनं क्रियते विशिष्यन अभिज्ञानशाकुन्तलं यद्वर्तते तत्र कालिदासमहोदयस्य महत्वम् अस्माभिः ज्ञातुं शक्यते अभिज्ञानशाकुन्तले तत्र सामाजिकांशाः बहवः तत्र वर्तन्ते यथा कण्वमहर्षिः नदीं प्रति गच्छति तत्र प्राप्ता या शकुन्तला तां नीत्वा गृहम् आगच्छति तत्र दयाहृदयम् अस्माभिः ज्ञातुं शक्यते द्वितीयं शकुन्तला कण्वाश्रमे यदा वर्धते तस्मिन् सन्दर्भे परिवारैस्सह तस्य स्नेहः यः वर्तते पर तेन परस्परस्नेहभावेन भाव्यम् इति एकः मुख्यः विषयः तृतीयः यदा सा शकुन्तला पतिगृहं प्रति गच्छति तस्मिन् सन्दर्भे तत्र निजमातॄणां यः भावः यच्च दुःखं भवति तस्य वर्णनं अणन्तरं प्राकृतिक वर्णनं प्रकृतेः उपरि अस्माकं दायित्वं किमस्ति इत्यस्मिन् सन्दर्भे कण्वाश्रमवर्णनेन अस्माभिः ज्ञातुं शक्यते एवं रीत्या कालिदासेन स्वकीय काव्येषु बहूणां विषयाणां वर्णनं कृत्वा तेन विज्ञापितं यत् अस्माभिः समाजस्य उपरि दायित्वं स्वीकृत्य तदनु कार्यं करणीयम् इति अतः कविकुलगुरुः कालिदासः इत्युक्ते मत्कृते अत्यन्त इष्टतमः वर्तते धन्यवादाः